यदा गृहे अतिथिजनाः आगच्छन्ति चेत् सर्वप्रथमं तान् जलपानं कारयामि ततः तैः सह किञ्चिन्निमेषं वार्तालापं करोमि ततः तेषां कृते भोजननिर्माणं विदधामि भोजने बहूनि मिष्ठान्नानि पक्वान्नानि च निर्मामि यथा पूरिका आलुकशाकं सूपम् ओदनं लावणिकं क्षीरं मोदकम् इत्यादयः ततः तैः सह भ्रमणार्थं निकटस्थानि रमणीयस्थानानि गच्छामि